सर्वप्रथमं सुर्योदयकाले निद्रात्यागं कृत्वा अहम् एकं श्लोकं प्रतिनित्यं वदामि यथा कराग्रे वसते लक्ष्मीः करमध्ये तु सरस्वती करमूले तु गोविन्दं प्रभाते करदर्शनं तदनन्तरं समुद्रवसने देवि पर्वतस्तनमण्डले विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे तदनन्तरं स्नानसमये अहम् एकं श्लोकं वदामि गङ्गे च यमुने चैव गोदावरि सरस्वति नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु तदनन्तरं नित्यसन्ध्यासमये एकं श्लोकमहं वदामि कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः आकाशात्पतितं तोयं यथा गच्छति सागरम् सर्वदेवनमस्कार केशवं प्रति गच्छति श्रीरामरामरामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं रामनाम वरानने तदनन्तरं भोजनसमये ब्रह्मार्पणं ब्रम्महविः ब्रह्माग्नौ ब्रह्मणा हुतम् ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् यत् तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयोभूतिः धृवानी तिर्मतिर्मम तथा च रात्रिकाले ज्ञानेश्वरिस्थुतिसमये अहम् एकं श्लोकं वदामि रणेकृष्णबिभत्सु संवादभूतो रुगीतार्थबोधाय ज्ञानेश्वरी वै कृतिनिर्मितायनं च प्राकृतोक्त्या समाधिस्थमूर्तिं भजे ज्ञानदेवम् तथा च निद्रासमये रामायरामभद्राय रामचन्द्राय वेधसे रघुनाथायनाथाय सीतायाः पतये नमः